कूपात् जलं बहि रज्जुमाध्यमेन द्रौणिद्वारा आकर्षयामि एतदर्थं विद्युत् उपकरणस्य उपयोगः सर्वदा न क्रियते यदि विद्युतः नास्ति चेत् तस्मिन् समये कर्तुं न शक्नुमः किन्तु यदि विद्युतः व्यवस्था अस्ति चेत् तर्हि सौकर्यर्थं तत् विद्युत् उपकरणस्य उपयोगः क्रियते